अस्माकं संविधानं वाक्स्वातन्त्रस्य वरं दत्तमेव परन्तु तत्र सर्वदा सदुपयोगः एव क्रियते इति नास्ति मम विश्वासः किमर्थं एतद् वदन् अस्मि इत्युक्ते उत्तमः उदाहरणं नाम यदा मुम्बैनगरे आतङ्कवादीनां आक्रमणं जातं तदा केचन वार्ता माध्यमेषु यद् समाचारं न दातव्यम् आसीत् तदपि तेन दत्तं एतद् सर्वं आतङ्कवादिनां सहायं एव अभवत् अन्तिमे अतः यत् वाक् स्वातन्त्र्यं सर्वदा सर्वत्र आवश्यकः नैव भवति इति मम अभिप्रायः परन्तु यत्र समाचारपत्रिकेषु तत्र वाक् स्वातन्त्र्यं उपयोगं कृत्वा एषां सामान्यजनानां समस्याः याः सन्ति तेषां विषये वक्तव्यम् एव इत्यपि मम अभिप्रायः